इदानीं समये विद्युता समस्या बहु वर्तते यदा उष्णकालः आगच्छति तदा विद्युत् बहुकर्तनं कुर्वन्ति

उष्णकाल न भवति तदा सर्वदा एव विद्युत् भवति यदा उष्णकालं आगच्छति ते चिन्तयति यदा उष्णकालं भवति तदा बहु जनाः व्यजनं चालयति बहु विद्युतं गच्छति इति ते चिन्तयित्वा विद्युत् कर्तनं कुर्वन्ति अनेन अस्माकं ग्रामात् अपि तदेव भवति यदा उष्णकालम् आगच्छति ते अर्धहोरापर्यन्तं विद्युत कर्तनं करो कुर्वन्ति एक होरापर्यन्तं विद्युत् कर्तनं कुर्वन्ति अनेन ते किं चिन्तयति अस्माभिः न जानति ज्ञायते परन्तु तत् समस्या वर्तते भवति बहु गंभीर समस्या अस्ति ते ते अस्माकमपि अस्माकं कृते अपि स्वल्पं चिन्ता कर्तुं शक्यते परन्तु ते न कुर्वन्ति किमर्थं अस्ति यदा उष्णकालः भवति तदा बहु उष्णं भवति स्वेदः आयाति तत्कारणात् अस्माभिः व्यजनं चालय च चलाय चालयामः तदा विद्युत् न न भवति तत् बहु गम्भीरसमस्या अस्ति